कविगुरुः रवीन्द्रनाथठाकुरकृतं गीताञ्जलिः इति काव्यं मम मातृभाषावङ्गभाषया लिखिता तस्य संस्कृतानुवादम् अहं पठितवती तत् काव्यस्य अनुवादकः के रामकृष्णवर्य वर्येण कृतं वर्तते काव्यञ्च अतीव सुललीतम् आसीत् सर्वासु भाषासु जननीस्वरूपासंस्कृतभाषायां तस्य काव्यस्य महत्त्वं गौरवञ्च इतोऽपि वर्धितम् संस्कृतेन तत् काव्यं पठित्वा मम हृदि आनन्दस्य स्फुरणं जातम् आसीत् अहं पुनः बङ्गभाषया विरचितानि काव्यानि संस्कृतभाषायां पठितुम् इच्छामि बङ्गभाषायाः जनप्रियः कथासाहित्यिकः शरच्चन्द्रचट्टोपाध्यायमहोदयस्य श्रीकान्त इति नामधेयस्य उपन्यासः अहं संस्कृतभाषया पठनीयम् इति चिन्तयामि